अहं शिवमोग्गानगरे वसामि अत्र वैद्यिकीयव्यवस्था अतीवसम्यक् वर्तते यदि जनाः आधुनिकवैद्यिकीयशैलीम् इच्छन्ति तेषान्तु मार्गे मार्गे नर्सिङ्ग् होम् इत्यादयः अनन्तरं वैद्यालयाः अधिकाधिकाः सन्ति यदि आयुर्वेदमिच्छन्ति चेदपि शिवमोग्गानगरे सर्वत्र आयुर्वेदवैद्यव्यवस्था वर्तते इदानीं केचन जनाः होमियोपति वैद्यिकीयसौलभ्यमपि इच्छन्ति तेषामपि शिवमोग्गानगरे सौलभ्यादिकं वर्तते एव अहन्तु सामान्यतः यदि ज्वरादिकं भवति शिरोवेदनादिकम् उदरवेदनादिकं भवति चेत् आयुर्वेदमेव स्वीकरोमि यदि दीर्घकालिकम् आवश्यकं चेत् होमियोपति प्रति गच्छामि सामान्यतः अतः आधुनिक सौलभ्यं यदि अतीव आवश्यकं तदानीमेव स्वीकरोमि किन्तु वैद्यिकीयव्यवस्था अतीवसम्यगस्ति शिवमोग्गानगरे इति वक्तुम् इच्छामि